भगवद्गीता इति ग्रन्थात् अहं बहु प्रभावितः तस्य एकः श्लोकः अस्ति कर्मण्येवाधिकारस्ते मा फलेषु कदाचन मा कर्मफलहेतुर्भुर्मा ते सङ्गोऽस्त्वकर्मणि अस्य अर्थः भवति यत् मनुषस्य अधिकारः कर्मणि एव वर्तते फलेषु तस्य अधिकारः नास्ति जनाः चिन्तयन्ति यत् कर्मं वयं कुर्मः कर्मं वयं कुर्मः तत्र फलं प्राप्नुयां परन्तु फलेषु अस्माकम् अधिकारः न भवति केवलं कर्मं करणीयम् इत्येव अस्माकं दायित्वं गीतायाम् इदमेव श्रीकृष्णेन उक्तं यत् कर्मणि एव अधिकारः ते न फलेषु यतः फलं तदा प्राप्यते यदा वयं कर्मं कुर्मः कर्मं कृत्वा एव फलं प्राप्नुमः यत् फलं प्राप्यते तद् अस्माकं कर्मानुसारं भवति अतः कर्मं करणीयः फलं कदा प्राप्यते तस्मिन् विषये चिन्तनं न करणीयः फलं तु प्राप्यते एव इति अस्मिन् ग्रन्थे अस्मिन् श्लोके उक्तं वर्तते अतः सर्वदा कर्मणि रताः भवन्तु फलस्य विषये चिन्तां मा कुर्वन्तु इति श्रीकृष्णः अस्यां गीतायां वदति अतः जनाः न मा चिन्तयन्तु यत् कर्मं कृत्वा फलं नैव प्राप्यते परन्तु कर्मं कृत्वा फलस्य अधिकारः अस्माकं हस्ते भवति एव